ग्रामीणक्षेत्रे युवकृषकाः वधूप्राप्तुं समस्याम् अनुभवन्ति वा इत्युक्ते सत्यं ग्रामीणक्षेत्रे युवकृषकाणां विवाहः दुष्करः वर्तते इदानींतनकाले कृषकान् सर्वे नेच्छन्ति इञ्जिनीयर् एव मम भर्ता भवेत् इति स्त्रीणाम् आशयः भवति कृषकाः अपि विद्यावन्तः भवन्ति तथापि नेच्छन्ति नगरनिवासिनः एव श्रेष्ठाः इति चिन्तयन्ति अतः अविवाहिताः ग्रामीणक्षेत्रं त्यक्त्वा नगरवासं कुर्वन्तः सन्ति तेन कृषिक्षेत्रे महती हानिः जायते अनेन च भारतदेशस्यापि आर्थिकक्षयः भवति इति चिन्तयितुं शक्यते कृषिकार्ये बहु लाभः वर्तते कृषितो नास्ति दुर्भिक्षम् इत्युक्तरीत्या मनुष्यः दुर्भिक्षं कदापि न प्राप्नोति एवं सत्यपि युवकृषकाः वधूः प्राप्तुं समस्याम् अनुभवन्ति स्त्रीणां मनःपरिवर्तनं इदानीं वा भवतु इति आशास्महे